रेजर इत्युक्ते एकम् अहं नूतन रेजरं क्रीणामि तत्र अहं प्रकोष्ठे अपि नीत्वा तत्र अहं के मुखस्य केशान् प्र स्वाय् संरक्षणं करोमि तत्र किमपि यदि त्रुट्या यदि मम त्वचा भग्नः अपि जातः भग्नः अपि जातः भग्नसमये रक्तः अपि आयाति